धर्मग्रन्थेषु भगवद्गीता यत् अस्ति तत् मध्ये अष्टादश अध्यायाः सन्ति अष्टादशसु अध्यायेषु अन्तिमश्लोकात् पूर्वम् एतद् श्लोकः वर्तते सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः एतद् श्लोकमध्ये भगवान् श्रीकृष्णः उक्तवन्तः यत् अहम् इदानीं यत् किमपि उ उक्तवान् एवं करोतु एवं धर्मः अस्ति एवं कर्म अस्ति तत् सर्वं धर्मं सर्वधर्मान् परित्यज्य तेषां त्यागं कृत्वा भवान् केवलं माम् मम एकं माम् एकं शरणम् आगच्छतु यदि मम मम शरणं भवान् आगच्छति चेत् अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः अहं भवतां सर्वेषां पापं नाशं कृत्वा मोक्षं ददामि चिन्ता कर्तुं न आवश्यकं तदा तद् श्लोकं मा मम कृते रोचते एतद् मम जीवने अपि प्रभावितः करोति